महोदय नमस्कारः भवन्तः अधिवक्ता इति अहं श्रुतवान् भवतां संख्यां मम मित्रैः सह अहं प्राप्तवान् भवन्तः अधिवक्तारः एव किल नाम अहं हैदेराबाद्नगरतः अहं दूरवाणीं कुर्वन् अस्मि अल्वाल् इति प्रान्ते वसामि आं महोदय आं महोदय आं महोदय विषयस्तु मम एलेक्ट्रिक् वेहिकल् अस्ति महोदय यानम् एलेक्ट्रिक् यानम् अस्ति मम तस्मात् अहम् आगच्छन् अस्मि तस्य केवलं ट्वेण्टी फ़ैव् लिमिट् अस्ति स्पीड् लिमिट् तस्य लैसेन्स् यत्किमपि न अपेक्षते परन्तु आगमनसन्दर्भे यः कोपि आरक्षकः चलान् स्वीकृतवान् मम यानस्य उपरि अस्य लैसेन्स् नास्ति इति एवं नम्बर् प्लेट् अपि नास्ति इति सः एवं स्वीकृत्य फ़ोटो स्वीकृत्य मोबैल् नम्बर् स्वीकृत्य सः केस् प्रेषितवान् एवं भवन् आगच्छतु इति परन्तु तत्र आम् महोदय आम् महोदय स्वीकृतवान् स्वीकृतवान् महोदय आम् तस्मिन् विषये भवन्तः कियत् धनम् इच्छन्ति तत् नास्ति अहं छात्रः अस्मि महोदय आं महोदय आं महोदय आं महोदय आं महोदय आं आं महोदय आरक्षकेन पञ्च सहस्त्रं महोदय आं महोदय आं महोदय आं महोदय धन्यवादः महोदय आं महोदय

अतः महान् सन्तोषः महान् धन्यवादः महोदय् भवतां भवादृशाः एतादृशाः सन्ति इत्यतः वयं छात्राः इतोपि सः पुनः प्रत्यर्पयति वा महोदय आरक्षकः पञ्च सहस्त्रम् आम् महोदय धन्यवादः महो आं तत्र आगत्य भवन्तं मिलामि महोदय भवतां नाम महोदय

आं महोदय आम् आम् आं महो धन्यवादः

आं महोदय धन्यवादः